महाभारते विशेषतः स्वार्गारोहपर्वणि कश्चन अंशः उपलभ्यते तत्र तस्मिन् विषये तावत् अस्माभिः सर्वैः चिन्तनीयं भवति धर्मराजः सपत्नीकः तत्र भीमः अर्जुनः सहदेवः नकुलः एते सर्वे तावत् स्वर्गारोहणं कर्तुं तावत् सन्नद्धाः भवन्ति धर्मराजः अतीव धर्म धर्मयुक्तः धर्मं पदे पदे धर्मं नैव धर्मस्य मार्गतः न कदापि तस्य च्युतिः आसीत् अतः एव धर्मरक्षणं कृतवान् अहं धर्मपरः एव आसीत् तत् पुण्यसम्पादनादेव शरीरसहितं सशरीरं स्वर्गं गन्तुं तावत् सः समर्थः आसीत् अन्ते च स्वर्गं गन्तुं सिद्धाः सर्वेपि अग्रे अग्रे धर्मराजः गच्छति तत्र पृष्ठतः द्रौपदी आसीत् अर्जुनः भीमः सहदेवः नकुलः एतेपि आसन् किञ्चित् दूरं क्रमित्वा तदनन्तरं तावत् द्रौपदी उक्तवती नाथ आहं नाहं तत्र चलितुं शक्नेमि न शक्यते मया इति पतितवती तदनन्तरं तावत् भीमः अपि पतितवान् तत्र महान् भलशालि तथापि सशरीरं स्वर्गं गन्तुम् अत्र न समर्थः आसीत् सः अर्जुनः धनुर्धारी श्रेष्ठः धनुर्धारी सोपि पतितवान् अधः पतितवान् नकुलसहदेवौ अपि पतितवन्तौ धर्मराजस्य कृते मनः द्रवति मम पत्नी तावत् सर्वदा मत्सकाशे एव आसीत् इदानीम् अस्मिन् विषये तावत् मया सह स्वर्गारोहणं कर्तुं न शक्तवती अत एव खेदः भवति इति चिन्तितवान् भीमोपि अर्जुनोपि नकुलोपि सह सहदेवोपि न केनापि तत्र गन्तुं शक्तम् अन्ते सः गच्छत्येव पुनः पुनः तत्र पृष्ठतः पश्यति स्म न कोपि आसीत् स्वल्प समय् समयानन्तरं तावत् पश्यति कश्चन श्वानः अनुसरति स्म महदाश्चर्यम् अनुभूतं अनेन मम पत्न्याः तावत् न शक्तं पत्नी न शक्तवती तत्र भीमोपि न शक्तवान् तत्र अस्मिन् विषये कश्चन श्वानः शुनकः गच्छति सारमेयः माम् अनुसरति इति महदाश्चर्यं का किदृशी शक्तिः स्यात् तस्य इति अन्तिमप्रयाणं प्रयाणं कुर्वन्नेव आसम् अन्ते तावत् अनुसरति स्म स्वर्गस्य द्वारपर्यन्तं सः श्वानः अनुसृतवान् महान् सन्तोषः अनुभूतः धर्मराजः तदानीं सः स्वर्गस्य द्वारि तत्र केचन पुरुषाः आसन् आगच्छतु धर्मराजः कलु अन्तः प्रविशतु इति प्रार्थितवान् सः परन्तु धर्मराजः तत्रैव उपविश्य तत्रैव स्थित्वा एकं प्रश्नं पृष्टवान् सः चिन्तितवान् मम माम् अनुसृत्य एषः श्वानः अपि आगतवान् मयि विश्वासः प्रकटितः अनेन अत एव मया तस्य रक्षणम् अवश्यं कार्यम् अत एव एवं चिन्तितः सन्न पृच्छति एतस्य सारमेयस्य शुनकस्य वा अवकाशः वर्तते स्वर्गस्य अन्तः इति पृष्टवान् सः अवदत् न न नैव श्वानानां कृते अवकाशं न दद्मः तव एव अवकाशः तदानीं धर्मराजः वदति नैव यदि अस्य श्वानस्य अस्य श्वान अस्य शुनकस्य अवकाशं न भवन्तः ददति तादृशस्वर्गः मम नावश्यकः अत एव नाहम् इच्छामि स्वर्गं यदि अस्य सारमेयस्य कृते शुनकस्य कृते अवकाशं भवन्तः ददति चेत् तदानीमेव अहं स्वर्ग स्वर्गस्य प्रवेशं करोमि इति उक्तवान् तदानीं तावत् यमधर्मराजः साक्षात् साक्षात्कृतः सः अवदत् धर्मराज एषः सारमेयः कः इति चिन्तयसि सः सारमेयः न तव जन्मतः एतत् क्षणपर्यन्तम् अनुसृतः धर्मः एव अत्र त्वया सह आगतः अत एव वयं धर्मपराः भवामः चेत् इह अत्रापि सुखम् अनुभवामः स्वर्गेपि सुखम् अनुभवामः अत एव सर्वदा वयं धर्मपराः भवामः इति मौल्यम् अत्र उपलब्धं भवति